भारतीय ज्ञानपरम्परायां यत् इदानीं कार्यं चलति तत्तु बहु सन्तोषकरः विषयः अस्ति यतः स्वयम् अस्माकं संस्कृतभारत्यां इ भारत् सम्पत् द्वारा ऐ के एस् इति कश्चन प्रप् प्रकल्पः स्वीकृतः अस्ति तत्र सामान्यतः शताधिकजनाः शास्त्रज्ञाः कार्यं कुर्वन्तः सन्ति केचन पुस्तकस्य शोधनं कुर्वन्ति केचन तस्य प्रमुखरूपेण कार्यं कुर्वन्तः सन्ति यतः तद् तावदेव न अन्यथा तेषां कश्चन भागः अस्ति मासद्वयात्मकः इण्टर्न्शिप् इति तदपि चलति पुनः केवलं पुस्तकपरिशोधनं न अन्य अन्य पुस्तकानां सङ्ग्रहः अन्य अन्य भाषा विषये संशोधनं इत्यादिकं कार्यं महता प्रमाणेन भाषा समीति द्वारा इण्डियन् नालेज् सिस्टेम् द्वारा चलति